तरणस्य शिक्षणं प्राप्तुं ये इच्छन्ति तेषां तु आदौ भयं भवति कीदृशं भयम् इत्युक्ते जलं दृष्ट्वा एव भीताः भवन्ति अपि च यदा तरणं कुर्वन्ति तत्काले कदाचित् ते पादं न चालयन्ति यदि पादं चालयन्ति तर्हि हस्तं न चालयन्ति यदि हस्तं चालयन्ति तर्हि तदा पादं न चालयन्ति एवं तेषां समस्याः भवन्ति एकं तु आत्मविश्वासः एव न भवति तेषाम् अर्थात् अहं तरणं कर्तुं शक्नोमि इति आत्मविश्वासः एव न भवति अतः तत्र एतादृशाः दोषाः सम्भवन्ति अतः निवारणार्थं किं कर्तव्यम् इत्युक्ते आदौ तु तेषां कृते ट्यूब् दातव्यम् ट्यूब्द्वारा तेषां कृते तरणस्य प्रशिक्षणं दातव्यमस्ति तेन च ते जलं दृष्ट्वा भीताः न भवन्ति तदानीं ते पादमपि ताडयन्ति हस्तमपि ताडयन्ति इति कृत्वा ते तरणं ज्ञास्यन्ति अपि च तरणकाले तेषां कदापि अङ्गवैफल्यं न स्यात् कदाचित् पादे वेदना भवति कदाचित् हस्ते वेदना भवति कदाचित् कटीवेदना भवति एतादृशाः समस्याः यदि भवन्ति तर्हि ते तरणं न कुर्युः इति तत् सर्वं दृष्ट्वा ते तरणं कुर्युः